मम प्रदेशे इदानीं राजकीयपक्षः इति पश्यामः चेत् तत्र राजकीयपक्षद्वयस्य बहुस्पर्धा अस्ति तत्र ए डि एम् के अनन्तरम् ए वि एम् के इति पक्षद्वयस्य यद्यपि अस्माकं प्रान्ते तमिळुनाड् प्रान्ते डि एन् के जनानां पक्षः अस्ति तथापि मम प्रदेशे तु ए डि एम् के इत्यस्य एव प्रामुख्यमत्र वर्तते तत्र पश्यामः चेत् मम प्रदेशे तेषां राजकीयपक्षस्य विपरीतपक्षः एव मम प्रदेशे अस्ति इति कारणेन सर्वकारस्य सुविधाः यत्किञ्चित् आगच्छन्ति तदा किञ्चित् विलम्बेनैव अत्र मिलति इत्येव इदानीन्तनवार्ता न तु वार्ता वयमपि तदेव अनुभवामः तत्र तेषां कार्याणां विषये यदि वदामः चेत् सर्वत्र अपि यत् किञ्चित् वदामः तद् विलम्बेनैव तत्र चलति बहु झटिति ते अस्माकं वाक्यं श्रुत्वा तस्य परिहारं कुर्वन्ति वा इति चेत् निश्चयेन नास्ति उदाहरणमिति पश्यामः मार्गस्य गर्तं तु सर्वत्र इदानीं ये कुर्वन्तः सन्ति जलनयनम् आनयनम् इति विद्ये विषये वदन्ति दूरवाण्याः तन्तुः नयनम् इति वदन्ति एवं भिन्नभिन्नपरिक्रमाः इति उक्त्वा ते कथञ्चित् मार्गस्य छेदनं तु कुर्वन्तः सन्ति एव किन्तु तस्य समीकरणमिति पश्यामः चेद् बहु मन्दगत्या एव चलति एकत्र कुत्रचित् कुर्वन्ति चेत् न्यूनातिन्यूनं षड् मासान् यावत् एवमेव तत्र स्थापयन्ति तेन जनानां बहु कष्टमपि जायते इत्येव इदानीन्तनपरिस्थितिः